हा नमस्ते आं लोहिताश्वेव वदन् अस्मि हा हा हा किमर्थम्

भवतां नम्बर् मम समीपे नास्ति एतत् पोलिस् स्टेशन् तः इत्येव अहं कथं ज्ञातुं शक्नोमि हा हा

न इति अद्य अहं तिर्तळ्ळितः बहिः अस्मि

किं किं कृतवानहम् आसीत् अहं वा अहम् अहं पिक् पेकेट् भवन्ती किं वदन्ती अस्ति महोदया अहं किमर्तं वा पिक् पेकेट् करोमि

कि किं किं किं रे किं रेकार्ड् जातमस्ति अहमेव तत् कृतवान् नास्ति नास्ति अहम् एतादृशं कार्यं कदापि न कृतवान् भवद्भिः कन्फ़्यूषन् किमपि जातमिति मन्ये अहमेव तदिति बव भवती कथं ज्ञातं सि सि टि विमध्ये अहमेव पश्यन्तु महोदया भवन्ती वदन्ती अस्ति जात्रामहोत्सवे इति वदन्ती अस्ति तस्मिन् समये अहं तीर्तहल्लिमध्ये नासम् अहं बेङ् बे बेङ्गलूर्नगरे अहम् आसम् तदर्थं मम समीपे प्रूफ़् अस्ति एव प्रूफ़् मम समीपे अस्ति अहं तत्र बेङ्गलूर्नगरे आसम् तत्र अशोक होटेल्मध्ये मम निवासः निवासः आसीत् अशोका होटेल्मध्ये मम निवासः अस्ति इति तत्रत्य रेकार्ड् अपि भवद्भिः परिशीलितुं शक्यते बवद् भवद्भिः यद् तत्र तत्र किमपि कष्टं नास्ति मम कृते मम समीपे सर्वमपि रेकार्ड् वर्तते अहं निश्चयेन आगत्य दास्यामि तत्र किमपि समस्या नास्ति किन्तु भवत्यः न जानन् न जानन्ति इति मन्ये जगति एकः एकस्य सदृशाः सप्तजनाः भवन्तीति नास्ति नास्ति तीर्थल्लिमध्ये सः अस्ति चोरः इति अहं क कुतो वा जानामि सः जात्रामहोत्सवे आगच्छन्ति अहमपि तीर्थल्लिमध्ये वसामि किल तीर्थल्लिमध्ये प्रति नास्ति नास्ति महोदयां प्रति प्रति वर्षं प्रति वयं पश्यामः त्र तीर्थहल्लिमध्ये यदा जात्रामहोत्सवः अत्रत्य यळ्ळामावास्ये जात्रामहोत्सवः भवति तस्मिन् समये अस्माकं कर्णाटकराज्यस्य सर्वेषु दिक्षु अत्र बहवः आगच्छन्ति अत्र जात्रामहोत्सवे भागं गृह्णन्ति तस्मिन् समये बहवः चौराः

तदेव अहमपि वदन् अस्मि अस्तु तर्हि पश्यामि किन्तु अद्य अहं तीर्थळ्ळिमध्ये नास्मि कथम् अहम् आगन्तुं शक्नोमि पश्यन्तु पश्यन्तु ना न जानामि अहं पोलिस् जनान् न भवत्यः जानन्ति अहं न जानामि किन्तु अहम् आगच्छामि इति कुत्र वदन्नस्मि आगच्छामि अद्य न शक्यते इति वदन्नस्मि तावदेव भवत्यै भवत्यैव इदानीम् उक्तवन्तः किल साक्षाधारं मया तत्र प्रदर्शितव्यम् इति मम साक्षाधारं तु बेङ्गलूर्नगरे अस्ति अहं तस्मिन् समये तत्र बेङ्गलूर्नगरे अशोका होटेल्मध्ये आसम् इति व उक्तवान् किल

तर्हि म मया मया किं किम् आनेतव्यम् इदानीम् तत्तु प्रूफ़् इत्यादिकम् अस्माभिः पोलिस् स्टेशन्मध्ये न क्रियते तथा क्रियते चेत् भवद्भिः केस् स्थापयन्तु अहं कोर् कोर्ट्मध्ये को अस्तु महोदय अरेस्ट् किमपि मास्तु अहम् आगच्छामि सायङ्काले आगच्छामि मम आधारः कार्ड् इतोपि भवद्भिः किं किम् उक्तं तत्सर्वम् आनयामि भवद्भिरेव परिचयं कर्तुं शक्यते अस्तु अस्तु अस्तु महोदया आगच्छामि आगच्छामि आगच्छामि